मम व्यक्तित्वे संस्कृतौ च अपि संस्कृतस्य प्रभावः बहु अस्ति व्यक्तित्वविषये वदामि चेत् पाठने निर्णयकरणे मम आत्मविश्वासः वर्धितः उत्तमानि मित्राणि प्राप्तानि बहूनां ज्येष्ठानां विशिष्टव्यक्तीनां परिचयः जातः संस्कृतिविषये अपि संस्कृतग्रन्थानां प्रभावः अधिकः अस्ति आबल्यात् धार्मिक आचारविचारपरिवारे वर्धिता अस्मि चेदपि संस्कृतपठनान्तरं पठनानन्तरं मम दृष्टिकोणः परिवर्तितः भोजनविषये आरोग्यजीवनशैलीविषये प्रव पर्वानाम् आचरणं आचरणविषये स्पष्टता अधिका जाता संस्कृतेन